भारते शिक्षणव्यवस्था तु उत्तमा अस्ति अन्यदेशेन हि यदि तुलनां कुर्मः तर्हि अस्माकं शिक्षणव्यवस्था प्रदेशानुसारं भवति नाम यदि गुजरात् इति प्रदेशं वयं स्वीकुर्मः तर्हि गुजरात् माध्यमेन शिक्षणं भवति भवति महाराष्ट्रे यदि पश्यामः तर्हि मा मराठिभाषया शिक्षणं भवति अतः प्रादेशिकभिन्नता तत्र दृश्यते अन्यदेशैः सह तुलनां यदि कुर्मः तर्हि तर्हि तत्र एकया भाषया एव शिक्षणं भवति यदि अस्माकं भारतदेशे यदि वयं परिवर्तनम् आनेतुम् इच्छामः तर्हि शिक्षणव्यवस्था एका एव भवतु एकमेव माध्यमं तस्य तस्याः भवतु तेन समग्रे भारते एकरूपता आगच्छति अतः तत्र कुत्रचित् वयं परिवर्तनं कर्तुम् इच्छामः प्रादेशिकताः न्यूनाः भवन्तु मुख्यविषयाः अग्रे आगच्छन्तु तदर्थं वयं प्रयत्नं कुर्मः धन्यवादः